भारतस्य प्रसिद्धाः नृत्यशैल्यः इत्युक्ते भरतनाट्यम् इति तमिळप्रदेशेषु कथकळि इति केरळेषु एवं कुच्चिपुडि इत्यादयः शैल्याः अतीव प्रसिद्धाः तत्र भरतनाट्यविषये पद्मा सुब्रह्मण्यन् इति काचन सुप्रसिद्धा नृत्यप्रवीणा झटिति मम मनसि आयाति